अहं एकं नूतनं भोजन उत्पीठिकां कृतवती तत् तु बहु द्रष्टुं बहु सुन्दरम् अस्ति अनन्तरं दृढम् अस्ति षट् जनाः एक वारं एव उपविश्य भोजनं कर्तुं शक्नुमः अनन्तरं कोणेशु तीव्रता नास्ति यस्य कारणस्य बालाः यदि तस्य समीपं गच्छन्ति चेत् अपायाः नास्ति तत् बहु सम्यक् अस्ति एत एषः एषा उत्पीठिका